आधुनिकशिक्षणेन संस्कृतमौल्यानां विषये परिवर्तनम् अभवत् एव किमर्थम् इत्युक्ते भारतीयशिक्षणपद्धत्याः मूलमेव संस्कृतं संस्कृतं तु अस्माकं भाषा तत् भारतस्य भूषा एव विद्या सा विद्या या विमुक्तये इति वयं श्रुतं मया वयं सर्वे श्रुतवन्तः कलु विद्या इत्युक्ते मौल्याधारितं भवित्यवम् इति अस्माकं चिन्ता किमर्थम् इत्युक्ते भारतीयानाम् आचरणम् एव तथा एव वर्तते मौल्यम् इत्युक्ते धर्म अर्थ काम मोक्षाणाम् आधारीकृत्य भारतीयशिक्षणपद्धतिः आसीत् इदानीन्त् इदानीन्तनदिवसेषु तत् नास्ति एव धर्मस्य प्राभल्यम् इदानीं न्यूना वर्तते तत्र किञ्चित् शिक्षण समये वा अभ्यासमये तस्य कृते प्राधान्यता न दीयते एव शालायां न पाठ्यते एव धर्मादिविषये किञ्चित् न श्रुतवन्तः इदानीं छात्राः सर्वे तत्र प्राधान्यता नास्ति इति एव ते चिन्तयन्ति किमर्थम् इत्युक्ते तत्र भाषा एव कारणम् इति मम चिन्ता किमर्थम् इति चिन्तयामः चेत् भाषा संस्कृतिवाहिनि इति सर्वे वदन्ति खलु संस्कृत संस्कृतेन विना संस्कृतिः संस्कृतस्य संस्कृतेन विना संस्कृतिरक्षणं न भवति तदर्थं संस्कृतशिक्षणेनैव संस्कृतशिक्षणेनैव धर्म अर्थ काम मोक्षाणां वा मौल्याधारितशिक्षाणं भवति इति मम चिन्ता वर्तते